उडुपिक्षेत्रम् आहारविषये भोजनविषये विशेषस्थानं दत्तं वर्तते सर्वत्र उडुपि उपहारगृहं वर्तते खलु विदेशेषु उडुपि उपहारगृहम् इति सर्वे पश्यन्ति अतः उडुपिक्षेत्रे आहारपदार्थविष विचारे विशेषस्थानं दत्तं उडुपि आहारपद्धतिः भोजनपद्धतिः विशेषरूपेण वर्तते उडुपिक्षेत्रे कृष्णमठे भोजने अत्यन्तं विशेषस्थानं दत्तं प्रति प्रतिमन्दवासरं विशेषक्षीरपायसं वर्तते एतत् अत्यन्तं रुचिकरं वर्तते बहवः जनाः अत्र आगत्य प्रसादभोजनं स्वीक्रियते सर्वे प्रवासिकोपि अत्र आगत्य प्रवा भोजनं स्वीकर्तुं शक्यते